गतवर्षे विषये वदामः चेत् अत्र विजयपुरजनपदे एकः लघुग्रामः अस्ति गलगलि इति तत्र स्वामिनः सन्ति ज्ञानाक्षरिमहोदयः सः मित्रं मम ते आहूतवन्तः एकवारम् आगत्य पाठयन्तु कृपया सर्व सर्वेषां प्रति इति अतः अहं सचिन् महोदयः अनन्तरम् अन्यौ द्वौ जनाः मिलित्वा गतवन्तः आहत्य चत्वारः परन्तु अहं सचिन् द्वौ एव पाठयामः तत्र एकसप्ताहात्मकशिबिरम् अभूत् तत्र सम्यक् अभूत् लघु लघु छात्राः आसन् लघु लघु इत्युक्ते शि सिक्स् टु टेन्त् विद्यार्थिनः ते आहत्य चत्वारिंशत् वा पञ्चाशत् जनाः आसन् अनन्तरं महिलाः अधिकाः आसीत् ते उशितवन्तः तेषां कृते सायङ्काले चतुर्वादनतः सप्तवादनपर्यन्तं पाठितवन्तः आहत्य आहत्य त्रिंशदधिकाः महिलाः आसन् अनन्तरं मध्यमवर्गीयाः बालकाः मिश्ररूपेण ते सः एकः कक्षा आसीत् तत्रापि वयं पाठितवन्तः एवमेव सर्वत्र सप्ताहात्मकशिबिरं चालितवन्तः सम्यक्तया सर्वे पठितवन्तः उत्सुकामपि दर्शितवन्तः नाटकानि अपि कृतवन्तः सम्भाषणमपि किञ्चित् उक्तवन्तः तत्र दोषः भवतु न भवतु परन्तु प्रयत्नं कृतवन्तः अतः वयं सर्वे तत् दृत्वा सर्वं मत्वा ते उक्तवन्तः पुनः एकवारम् आगच्छन्तु सम्यक्तया सर्वेषां कृते पुनः एकवारं पाठयन्तु इति निवेदितवन्तः अस्तु अहम् अग्रिमवर्षे आगच्छामि निश्चयेन पाठयामि इति उक्त्वा वयं प्रत्यागतवन्तः